हरिः ओं मया ऊबर् वाहनम् बुक् कृतमासीत् किन्तु कारणद्वारा मया तद् निष्कासितं किन्तु तस्मिन् काले मम अश् अशीतिः रूप्यकं कट्जातमस्ति अतः तत् कृपया प्रत्यर्पयन्तु यतोहि मया तावत् अड्वान्स् बुक् कृतमासीत् किन्तु तद् कारणान्तरनिमित्तया मया केन्सल् कृतम् कारणम् आसीत् इत्यतः एव केन्सल् कृतम् अतः मम अकौण्ट्तः अशीतिः रूप्यकं गतमस्ति अतः भवन्तः तद् पुनः प्रत्यर्पयन्तु इति